योगः इत्युक्ते शारीरकव्यायामः न पतञ्जलिमहर्षिः वदति अष्टाङ्गयोगः इति अस्ति तत्र अष्ट अङ्गानि सन्ति एवं यमनियम आसनप्राणायामप्रत्याहारधारणाध्यानसमाधिस्थितिः अत्र योगः इत्युक्त्ते अष्ट अङ्गानि सन्ति चेत् योगः अस्ति केवलं शारीरः व्या व्यायामः नास्ति अत्र यमनियमान् पालयितुम् अनन्तरं शरीरस्य कृते किञ्चित् आसनानि सन्ति अनन्तरं प्राणायामान् करोति चेत् प्रतिदिनं योगश्चित्तवृत्तिनिरोधः इत्युक्त्ते प्रतिदिनं प्राणायामं करोति चेत् चित्तस्य वृत्तेः वयं निरोधं कुर्मः इति अनन्तरं प्रा प्रत्याहारः अवर् सेन्सियार् गन्स् वित्ड्रोल् अनन्तरं धारणा ध्यानम् इति योगः